परीक्षायाः कृते इदानीं लक्ष्यपुस्तकं समीचीनम् अस्ति तत्र सर्वान्यपि उदाहरणानि तत्र प्रासङ्गिकानि वर्तन्ते अन्यदपि द्वितीयं पुस्तकम् अस्ति हंसाप्रकाशनतः प्रकाशितमस्ति लक्ष्यसिद्धिः इति परीक्षायाः कृते तदपि पुस्तकम् आवश्यकमस्ति तत्र नूतननूतन अ आविष्करणं यद्किमपि भवति वैज्ञानिकक्षेत्रे नूतननूतनं या क्रियाकलापाः भवन्ति तेषामपि उल्लेखः तत्र कृतो वर्तते एवञ्च चौखम्भातः प्रकाशितं यत् पुस्तकं अस्ति तत् प्रामाणिकं भवति यतोहि देशे ख्यातनामानः ये विद्वांसः सन्ति तेषां लेखाः तत्र प्रकाश्यन्ते अतः एते ग्रन्थाः परीक्षादृष्ट्याः उपयोगिनः सन्ति अतः एतेषां ग्रन्थानाम् अभ्यासः कर्तव्यः